मम गृहं परित महामहा वैद्यसंस्था सन्ति बह्व्य इदमिदानीं तावत् राष्ट्रोत्थान जयदेव राष्ट्रोत्थानवैद्यालय अपि आरब्ध आम् यद्यपि संस्था सन्ति तथापि तत्र निधिसंस्था अपि सन्ति यत्र धनम् अधिकं दत्वा चिकित्सा प्राप्तव्या भवति विशिष्य कोरोनो समये कोविड् समये अहं तत्र परीक्षार्थं गतवान् अस्माकम् आरोग्य प्राथमिक आरोग्यकेन्द्रम् एकमेव अस्ति किन्तु जना बहव आसन् अहं तावत् अनुपङ्क्तौ स्थित्वा घण्टा यावत् प्रतिक्षां कृतवान् यदा मम तत्र पर्याय आगत यदा अहं तत्र वैद्यालयं प्रविष्टवान् तावता मध्यान्हसमय आसीत् मध्यान्हभोजनमपि न कृतवान् तथापि तत्र परीक्षा जाता तत्पूर्वं अहं श्राततां न अनुभूतवान् किन्तु तदनन्तरं मम तत्र कोरोना एतद् दृढं जातं मम चिन्तनमस्ति तत्र बहव जना बहुविधा वृद्धा बाला युवका युवत्य च आगतवन्त प्रायश तत्र जनानां सम्मर्दकारणत एव मम तत्र स रोग सङ्क्रान्त मयि इति मम वस्तुत तद् जातम् अहं बहु भयम् अनुभवामि इदानीं तत्र गन्तुम् इत परं यदा गच्छामि तदा पश्यामि जना अधिका सन्ति चेत् तेषां निकटं न गच्छामि एव दूरत एव तिष्ठामि जनानां तत्र नैकट्यं गत्वा तै सह सम्भाषणं वा एवं सर्वम् इदानीं कर्तुं मम भयं भवति तदनन्तरम् अहमपि दिनत्रयं यावत् वैद्यालये आसम् तत् पश्चात् अहं कथमपि रक्षित अभवम् अन्यथा अस्मिन् सन्दर्भे प्रायश मम तत्र जीव भविष्यति वा न भविष्यति वा इत्येव मम भीतिरासीत् भगवत कृपया अहं संरक्षित अभवम्